हरि ओम् नमो नमः आमाम् आम् स्रुतवती वा आम् मम मस्तके किञ्चित् पीडा अस्ति बहुदिनानि जातानि त्रिदिनानि जातानि अहम् गोलिकाम् अपि गृहीतवती परन्तु सम्यक् न जाता आम् आं मस्तिस्के पीडा अस्ति सम्पूर्णमस्तके किञ्चित् पीडा अस्ति आम् आम् सम्पूर्णमस्तके अस्ति आम् आम् अहम् मेडिकल् तः गुलिका आनीतव आनीतवती तथा स्वीकृतवती आम् आम् ध्यानन्तु नास्ति किञ्चित् न इदानीं तु स्मरणम् नास्ति न

आम् आम् अस्तु अस्तु

कति वादने आगमिष्यामि अहम् कति वादने आगमिष्यामि अस्तु अस्तु अस्तु धन्यवादः धन्यवादः